अहं दोसा चट्नि आडर् कृतवती तद् आगतं किन्तु तत् तत् किमपि रुचिः किमपि नस्ति तत् कारणात् तत् आर्डर् रिटन् स्वीकरोतु अथवा मम धनं पुनः प्रेषयतु तद् च चट्निः किञ्चित् किमपि दुर्वासना आयाति दोसा अपि न सम्यक्तया न न दोसा अपि सम्यक्तया न सम्यक् नास्ति इति कारणात् तद् पुनः स्वीकरोतु अथवा धनं पुनः पुनः ददातु इति अहं मनसि करोमि न न नो चेत् अहं आहारस्य विचारे किञ्चित् सम्यक् न ददाति इति अहम् अरक्षकः आरक्षकाणां कृते कम्प्लेण्ट् ददामि कम्प्लेण्ट् ददात्येव धनं पुनः ददाति किं कम्प्लेट् स्वीकरोत्येव न अथवा पुनः मम धनं पुनः ददाति वा इति चिन्तयतु